इदानीं ग्रीष्मकालः प्रति ग्रीष्मर्तुः प्रचलति नाग्पुरे वा महाराष्ट्रप्रदेशे प्रदेशे परीक्षाः प्रचलन्ति स्म द्वादश दशमकक्षायाः तर्हि यदि वयं पूर्वं प्र योजनां कुर्मः सः सर्वकारपक्षतः वा नाग्पुर् महानगर्पालिकापक्षतः तर्हि सञ्चयं कुर्मः तर्हि अस्याः समस्यायाः समस्यायाः परिहारः भवति